लोकयानं जनेभ्यः अधिकलाभाय भवति लोकयानेन गन्तुम् सर्वास सर्वा सर्वेषां कृते सुलभाय भवति अत्र मम गृहस्य परितः एकं लोकयानस्थानम् अस्ति तत्र यत्रकुत्रापि ग गन्तुं लोकयानानि अधिकाः अस्ति इदानीं गवन्मेन्ट् महिलायाः महिलाभ्यः निश्शुल्कं विना लोकयानगमनम् कर्तुम् ओपर्चुनिटि कृतवती एकं रूल् कृतवती अतः सर्वेषां कृते लोकयानं बहु लाभाय भवति अहं बाल्यकाले पठनार्थं लोकयानेन एव विद्यालयं गतवती अन्य प्रदेशे अपि वयं कुटुंबेन सह लोकयानेन प्रयाणं कृतवन्तः लोकयानप्रयाणं मह्यं मुहुर् बहु रोचते